महाराष्ट्रे नागपुरम् एकम् ऐतिहासिकं स्थानमेव अस्ति भोसले राज्ञाम् राज्ञाम् अत्र राज्यं कृतवन्तः भोसले वंशीयनृपाः नागपुरं स्थापितवन्तः स्वातन्त्र्यपूर्वकाले नागपुरं सि पी एण्ड् बेरार् इत्यस्य राजधानी आसीत् स्वातन्त्र्योत्तरकालात् नागपुरं नागपुरं महाराष्ट्रराज्ये आगच्छत् तथा हि नागपुरं महाराष्ट्रराज्यस्य उपराजधानी वर्तते नागपुरे स्वातन्त्र्यस्य स स्वातन्त्र्यसङ्ग्रामस्य नाग् नागपुरस्य महत्वम् अतीव वर्तते अत्र राष्ट्रीयस्वयंसेवकसङ्घस्य स्थापनापि जाता यतोहि अत्र रेशिम्बाग् नामकं स्थानमस्ति यत्र सर्वे राष्ट्रीयस्वयंसेवकसङ्घस्य उच्चपदस्थ अधिकारिणः तत्रैव वसन्ति तत्र शिबिराः चालयन्ति राष्ट्रभक्तेः अभ्यासम् अध्ययनम् तत्र एव भवति नागपुरे अजबङ्ग्ला नाम्नः एकः प्रसिद्धः सङ्ग्रहालयः अस्ति तत्र बहवः ऐतिहासिकलेखाः हस्तलिखिताः मूर्तीनां सङ्ग्रहः अपि अस्ति प्रतिवर्षम् रामनवमी समये नागपुरे भव्यशोभायात्रा भवति नागपुरं राममयं भवति सर्वे आनन्दिताः भवन्ति रामटेकनाम्नः नाम् नाम्नः एकं स्थानं नागपूरस्य पार्श्वे एव अस्ति तत्र भोसलेकालीनम् एकं मन्दिरमस्ति तत्र भव्यशोभायात्रा रामनवमेः समये आयोज्यते